गृहे भिन्नानि पेयानि चेत् रागीजावा बट्टर्मिल्क् लेमन् जूस् साब्बुदानी पायसं सेमिया पायसं तादृशं कुर्मः अनन्तरं च बालकाः केरेट् जूस् बीट्रूट् जुस् तादृशं खादितुं केरेट् बीट्रूट् खादितुं न इच्छन्ति तदर्थं तेषाम् आसक्तिः कारणार्थं वयं जूस् रूपेण दातुं शक्यते तत् ददाति चेत् आरोग्यार्थं वयं तत् सर्वं कुर्मः अनन्तरं पप्पु पायसं तादृशमपि आरोग्यार्थं सम्यक् भवति